हरिः ओं किं भोः अस्मिन् मार्गे बहु निबिडता अस्ति अतः सञ्चारक्लेशः क्लेशः जातः अस्ति खलु इदानीं कथं शीघ्रं गन्तुम् अन्यः कोऽपि मार्गः अस्ति वा भवान् मां शीघ्रं प्रापयितुं शक्नोति वा कोपि अन्यः मार्गः अस्ति चेत् समीचीनः येन वयं शीघ्रं प्राप्तुं शक्नुमः तादृशः मार्गः अत्र अस्ति चेत् ततः एव मां नयतु